अहं प्रेषर् कुकर् केवलं तण्डुलं पचनार्थम् उपयोगं करोमि यतो हि मुक्तपात्रेषु ओदनं कथं पच्यते इति अहं न जानामि क्वथितं सारः व्यञ्जनम् इत्यादि मृण्मयपात्रे एव पच्यते मया उष्णीकृत मृण्मयपात्रे शाखान् संस्थाप्य अनन्तरम् उष्णजलेन एव पच्यते शीतजलं स्थापयामः चेत् मृण्मयपात्रं भग्नं भवितुं अर्हति मृण्मयपात्रे पौष्टिकांशाः नष्टाः न भवन्ति इति विशेषज्ञाः वदन्ति पदार्थम् अपि बहु रुचिकरं भवति कुकर् अपेक्षया एतदेव मम अभ्यासः